मम मनसि बेङ्किङ्ग्विषये सर्वदा अवधातव्याः पूर्वसिद्धताः का तया सह कानि पत्राणि रक्षसि अतः तेषां कृते ईमेल् रक् इमेल् जीमेल् पेन् कार्ड् आधारः कार्ड् इत्यादयः इत्यादीनां पूर्वसज्जता वर्तते एतेषाम् एवञ्च डोक्युमेण्ट् डोक्कुमेण्ट् इत्यस्य ये प्रमाणपत्राणि तत्र बेङ्क्मध्ये अपेक्षितानि सन्ति तेषाम् तेषां पत्राणां संरक्षणम् एवञ्च तेषां सज्जता आवश्यकी भवति यदि पत्राणि सम्यक्तया न सन्ति तदा बेङ्क् इत्यस्य कार्यं न सम्भवति अतः बेङ्क् का बेङ्क् बेङ्क् कार्यस्य कृते सर्वैः पत्राणि बधेतव्यानि रक्षितव्यानि इति चेत् न रक्षते नो चेत् समस्या भविष्यति अतः मया सह उत्रानि प्रधानीपत्राणि स्र गोपनीयानि रक्षतेव्यानि इति इत्येव मनसि मम बेङ्किङ्ग्विषये सर्वदा थ सर्वदा अवधानं वर्तते एवञ्च तेषां पत्राणां संरक्षणम् आवश्यकं वर्तते तेषां पत्राणां पूर्वसज्जतायाः आवश्यकता वर्तते